ऐ ऐ टि ऐ ऐ एम् इत्यादि बृहत् संस्थासु प्रवेशः सर्वेषां कृते लभ्यते इति अहं न चिन्तयामि तत्र किञ्चित् प्रोसीजर् फ़ोलो क्रियते इदानीम् ऐ ऐ टि मध्ये ऐ ऐ टि इत्यस्य फ़ुल् फ़ोम् भवति इण्डियन् इन्स्टिट्यूट् ओफ़् टेक्नोलजि इति तत्र अड्मिशन् प्रोसिजर् एवम् अस्ति तत्र दशमी कक्षानन्तरम् अवश्यं तत्र फ़िसिक्स् म्याथमेटिक्स् एण्ड् केमेस्ट्रि पठनीयमिति भवति अनन्तरं द्वादशकक्षायाः परीक्षानन्तरं तत्र जे इ इ इति प्रवेशपरीक्षा भवति तत्र उत्तीर्णता अपेक्षिता अनन्तरं र्याङ्क् अपि अपेक्षितं भवति अनन्तरं तदनन्तरं जे इ इ अड्वान्स्ड् इति अन्यदेकम् तत्रापि सेलेक्ट् क्रियते चेत् तत्र प्रवेशः प्राप्यते ऐयेयम् इत्यत्र किं भवति इत्युक्ते तत् म्यानेज्मेण्ट् रिलेटेड् एतत् विश्वविद्यालयः अस्ति व् संस्था अस्ति तत्र किं भवति इत्युक्ते तत्र प्रवेशपरीक्षा भवति तत्र क्याट् इति परीक्षा प्रवेशपरीक्षा भवति अनन्तरं रिटन् टेस्ट् भवति रिटन् टेस्ट् अपि भवति तदनन्तरम् पिऐ इति भवति इत्युक्ते पेर्स्नल् इन्टर्व्यु तत्र यदा उत्तीर्णता प्राप्यते तदा तत्र प्रवेशः लभ्यते अस्मिन् क्षेत्रे स्पर्धायाः विषये तीव्रता तु भवति एव इत्युक्ते सर्वत्र इदानीं पठनक्षेत्रे स्पर्धा भवत्येव यतो हि सर्वे पठितुमेव आगच्छन्ति तीव्रता कथं भवति इत्युक्ते तत्र विद्यार्थी चेत् त्यजेत् सुखम् इति अस्ति विद्यार्थी जीवने सर्वेषां कृते समस्या तु आगच्छति एव तत्र उपायः नास्ति पठनीयमेव इति सम्यक्तया पठनं क्रियते आजीवनम् सुखम् अनुभवामः